नमोनमः हा हा हरिः ओम् एषः महालक्ष्मी दुग्धदधिभाण्डारम् अस्ति महोदया धन्यवादः भगिनी अहम् एकं प्रश्नं प्रष्टुमिच्छामि हा तर्हि भवत्याः समीपे किञ्चित् समयः अस्ति वा हा महोदया मम गृहे मार्च् मासस्य पञ्चमे दिनाङ्के गृहप्रवेशस्य कार्यक्रमः भविष्यति तान् तदा अहं श्रीखण्ड् एवं दुग्धमिष्टान्नम् अहं कर्तुमिच्छामि तर्हि कार्यक्रमस्य कृते शतम् लिटर् दुग्धम् अहं वाञ्छत् वाञ्छामि एवम् पञ्चाशत् किलोमितं दधिः इच्छामि तर्हि भवत्याः आप् आपणे दुग्धं दधिः मिलिष्यति वा

एतदेव श्रुत्वा अहमत्र आगच्छामि महोदया भवत्याः हा भवत्याः प्रसिद्धिं श्रुत्वा एव अहमत्र आगच्छामि तर्हि परं महोदया यावत् शतं किलो शतं लिटर् एवम् पञ्चाशत् किलोमितम् अहं महत् अहं वाञ्छामि तर्हि पूरयति वा हा तर्हि कियत् मूल्यमस्ति महोदया तर्हि मम गृहे मार्च् मासस्य पञ्चमे दिनाङ्के अस्ति तर्हि चतुर्थे दिनाङ्के प्रेषयति वा तर्हि पूर्वमेव दिनाङ्के वयं सिद्धाः भवितुम् इच्छामि

आं महोदया हा आम् अहं हा भवती वदतु कियद् भाटकम् आसीत् ही अहं सेवकम् अहं दास्यामि धन्यवादः धन्यवादः